पादपानां विषये वदामः चेत् अस्माकं जीवनमेव तत् समीचिनं भवति अनन्तरं सूक्ष्मः अपि भवति पादपः इत्यत्युक्ते लघुशिशुः इव भवति यदि वयं शिशुं सम्यक् रीत्य पश्यामः चेत् अथवा पालयामः चेत् पोषणमः अधिकम् ओदनं भूत्वा आग्रे सः ज्येष्ठनागरि श्रेष्ठनागरि भवति यदि वयं तदैव निष्कासयामः एवम् अपि किम् अपि वदामि चेत् तत् नष्टं एव भवति अतः तादृशः एव पादपानां पोषणं पालनं भवति ग्रीष्मकाले शैत्यकाले पादपानां प्रति अधिकाधिकं जलं स्थापनीयं भवति सस्यानां प्रति अनन्तरं किं तत् पोषणकार्यं करणीयं भवति यदा अधिकम् आतपः भवति तदा किञ्चिदुपरि किमपि तदा छायां स्थापयामः चेत् तस्य समादानं भवति अतः शिशुरीत्या लघुकार्यं करोमि चेत् तत् समीचिनं भवतीति मम मतम् अस्ति